मम कौशलं निट्टिङ्ग् एवं सीवनं द्वयत्रापि अस्ति अधिकरूपेण इदानीं सद्यः अहं सीवनं करोमि यतोहि निट्टिङ्ग् निमित्तम् अधिककालः स्वीक्रियते इति कारणात् अहं निट्टिङ्ग् अधिकमिति न करोमि अनन्तरं वस्त्रम् अहं ग्राहकस्य इच्छा या भवति तदनुसारम् अहं वस्त्रस्य सज्जीकरणं करोमि मम इच्छा अनुसारणम् अहं न करोमि यथा इच्छसि तथा इच्छन्ति तथा करोमि यतोहि ग्राहकाः यथा इच्छन्ति तथा कुर्मश्चेदेव खलु अस्माभि सः ते आगच्छन्ति पुनः मिलन्ति तन्नमित्तम् अहं ग्राहकाणां विषये एव अधिकं चिन्तयामि उत्तमा अनन्तरं वेगेन कार्यं कर्तुम् अहम् उत्तमरीत्या ये तरबेतिं स्वीकृतवन्तः अथवा वर्गं प्रविष्टवन्तः भवन्ति जनान् तादृशः जनान् अहं मम कार्यालये स्वीकृतवती अस्मि अहं एकाकिनी तु कर्तुम् न शक्नोमि ताम् इतोऽपि उत्तमरीत्या तान् तेभ्यः वर्गं दत्वा अथवा कार्यं कारयित्वा अहं तेभ्यः अपि उत्तमं कार्यं कर्तुं प्रेरयामि एवं मम कार्यं सम्यक् रीत्या चलति